अहम् एकदा चित्रकला संगोष्ठीं प्रति गतः तत्र चित्रकलायाः विषये बेनर्स् सर्वं स्थापितमासीत् विषयसङ्ग्रहः कृतः आसीत् नाम कथं कथं चित्रकलाः क्रियन्ते कीदृशचित्रकलाः क्रियन्ते इति सामान्यतः प्रकृतेः चित्रकलाः भवन्ति एवं मनुष्यस्य कस्यचन चित्रकला भवति एवं कस्यचन वृक्षस्य चित्रकला भवति एवं गुरुकुलस्य विश्वविद्यालयस्य एवं चित्रकला भवन्ति तत्र नलन्दाविश्वविद्यालयस्यापि चित्रकला आसीत् एवं तक्षशिला विश्वविद्यालयस्यापि चित्रकला आसीत् एवं विधविधचित्रकलाः मया दृष्टाः तत्र सङ्गोष्ठ्यां कश्चन चित्रकलां सम्यक् कुर्वन् आसीत् सः तत्रैव उपविश्य एकां चित् एकं चित्रं पञ्चसु निमेने निमेषेषु समापयति स्म एवं चित्रकलासङ्गोष्ठ्यां दृष्टः चित्रकलाशालां प्रति गतवान् तत्र एकस्य मनुष्यस्य चित्रणं कर्तव्यम् इत्युक्ते तत्र नासिकायाः चित्रणं कथं कर्तव्यं कथं कया दृष्ट्या कथं नासिका लेखनीया अथवा चक्षुः कथं लेखनीयम् इत्यादिकं सर्वं तत्र पाठ्यमानमासीत् एवं गृहं कथं लेखनीयं गृहस्य आकारः कियान् भवेत् इत्यादिकं सर्वं तत्र पट् पाठ्यमानमासीत् तत्र एकः अध्यापकः दश छात्राः आसन् दशच्छात्रेषु क कश्चन सम्यक् लिखन् आसीत् कश्चन सम्यक् न लिखन् आसीत् इत्येवं सर्वं भवति स्म एवम् आचार्याः अपि तत्र समीचीनं चित्रं लिखित्वा एतादृशं लिखितुं शक्यते केनचिद् इति प्रष्टुं कुर्वन्ति स्म कश्चन एवं लिखित्वा दर्शितवान् तत् सर्वं बहु सम्यक् तत्र दृष्टं मया इति चित्रकलायाः विषये